मम दृष्ट्या संस्कृतसाहित्यस्य श्रेष्ठः कविः वर्तते कालिदासः तत्र कारणं वर्तते रसाभिव्यञ्जकत्वं साहित्यस्य काव्यस्य मुख्यं प्रयोजनं भवति रसाभिव्यञ्जनम् रसास्वादस् सुखदानद्वारा कृत्येषु प्रवर्तनम् अकृत्यात् निवर्तनं च काव्यस्य प्रमुखमुद्देश्यं वर्तते तत्र रसाभिव्यञ्जकत्वं कालिदासकाव्येसु सम्यक् रूपेण उपलभ्यते यावन्तः शब्दाः प्रयुक्ताः सन्ति ते प्रकृतरसानुकूलाः एव तत्र सन्ति यथा मेघदूतस्य वर्तते कश्चिद् कान्ता अत्र कान्तापदम् एव प्रयुक्तं यतोऽहि कान्तायाः विरहः प्रियतमायाः विरहः सुन्दर्याः विरहः अतीव असह्यः भवति एवं नोक्तं यत् कश्चित् पत्नीविरहगुरुणा इति एवं शब्दाः ये प्रयुक्ताः ते रसानुकूलाः रसानुकूलाः एव सन्ति एवम् अर्थस्य अर्थगतस्य अलङ्कारस्यापि प्रयोगः रसानुगुणः एव वर्तते तत्र यथा उपमालङ्कारः तस्य प्रसिद्धः वर्तते तत्र उपमानानि लोकसम्बद्धानि लोकजीवनसम्बद्धानि उपमानानि सन्ति सर्वे जनाः दीपशिखां जानन्ति अनया एव दीपशिखया इन्दुमती उपमिता भवति सञ्चारिणी दीपशिखैव रात्रौ यं यं व्यतीयाय पतिंवरा सा मन् नरेन्द्रमार्गाटैव प्रपेदे विवर्णभावं ससभूमिपालः एवं रसः रसाभिव्यञ्जनमेव महाकवेः मुख्यं कर्म भवति तत् कर्म कालिदासकावे अस्ति रसाभिव्यञ्जनम् अतः एव मम मतेन श्रेष्ठः कविः वर्तते कालिदासः